मम इष्टतमः सङ्गीतज्ञः वर्तते अरिजित् सिङ्ग् इति तस्य किं वैशिष्ट्यम् इति प्रश्नः वर्तते सः षट्त्रिंशत् वयस्कः वर्तते पश्चिमबङ्गालतः सः वर्तते भारतीयः सः समीचीनः गायकः वर्तते एवमेव सङ्गीतस्य संयोजकः सङ्गीतकारः अपि स एव स्वयं कदाचित् सङ्गीतं निर्माति अयं सप्ताधिकद्विसहस्रं तदानीम् आरभ्य सङ्गीतं सङ्गीतज्ञः वर्तते सः समग्रभारते सः प्रसिद्धः सङ्गीतज्ञः तस्य सङ्गीतं श्रुत्वा बहवः जनाः अश्रु पूरिताः भवन्ति तेषां नेत्राणि अश्रु पूरितानि भवन्ति तथा तस्य सङ्गीतं भवति सः बहुविधः उपाधिं प्राप्तवान् यतोहि तस्य सङ्गीतविषये रुचिः तथा अस्ति सः हिन्दीभाषायां गायति हिन्दीभाषायां यत्किञ्चित् चित्रमागच्छति तत्र एकं गानं वा तस्य भवत्येव तथा सः प्रसिद्धः वर्तते तस्य नवतिप्रति प्रतिशतं गानं प्रसिद्धमेव वर्तते तथा सः गायति मम अपि सः इष्टतमः सङ्गीतज्ञः यतोहि अहं हिन्दी गानं श्रोतुं य किमर्थम् आरब्धवान् इति कृत् इति कृत्वा किमर्थम् आरब्धवान् इति चेत् अर्जित्सिङ्ग् कारणतः एव अहं हिन्दीगानं श्रोतुम् आरब्धवान्